मया पञ्चमकक्षाकाले एकं चित्रं लिखितमासीत् गणपतेः चित्रं स्केच् कृतमासीत् तदितोपि मम समीपे वर्तते बह बहवः तद् इष्टवन्तः बहुसम्यगस्तीति उक्तवन्तः पुनश्च एकस्मिन् पुस्तके तस्य मुद्रणमपि जातम् एवं तद् चित्रं मम मनसि इतोपि तथैव वर्तते पुनश्च सप् षष्टकक्षाकाले मया प्रथमवारं वर्णलेपनमपिकृतम् एकं देव्याः चित्रम् विलिख्य तत्र वर्णलेपः कृतः मया तदपि चित्रम् इतोपि मम समीपे तथैव वर्तते तदितोपि मया रक्षितमस्ति तदपि अत्यन्तं सम्यगस्तीति मत्पितरः मन्मित्राणि मदग्रजाः अनुजाः बहवः उक्तवन्तः सम्यगस्तीति तत्प्रेरणया अहं अनेकानि चित्राणि चित्रितवान् तथैव चित्राभ्यासमपि अनुवर्तितवानपि एवम् एतद् चित्रद्वयं मम बाल्ये मया विरचितम् अनयोः मम इतोपि गर्वं वर्तते तदा मया सम्यग् विलिखितं लिखितमिति